संस्कृतभाषायाः विकासः इदानीं बहु सम्यक्

जनाः इदानिं ते जानन्ति संस्कृतभाषा सरलभाषा न क्लिष्टा भाषा ते अपि इदानीं संस्कृतभाषायाः भाषायाः पठनं शक्यते इति अहं मन्ये परिवर्तनविषये संस्कृतभाषा अपि प्रथमे विषये भवति चेत् सम्यक् अस्ति पाठशालायां प्रथमविषयः भवति चेत् संस्कृतपाठः भ भाषया पठनं सम्भाषणं संशोधनं इति स सर्वे सर्वं अति सरला भवति किमर्थम् इत्युक्ते गणकयन्त्रकृते संस्कृतभाषा एव बहु सम्यक् अस्ति इति अपि संशोधनम् अभवत् इदानीं संस्कृतभाषा भाषायाः विषये परिवर्तनं भवति चेत् सम्यक् अस्ति इति अहं मन्ये धन्यवादः